एकाक्षरस्य सर्वोत्तमः अङ्कः नव भवति एवञ्च द्व्यक्षरेषु नवनवति सर्वोत्तमः अङ्कः भवति त्रिषु भवति नवनवति उत्तरनवशतम् एवञ्च वयं जानीमः सगरस्य पुत्राः दशसहस्राः आसन् महाभारते एकलक्षं श्लोकाः सन्ति एवञ्च संस्कृतसाहित्ये लक्षाधिकश्लोकाः दशलक्षाः कोटिशः श्लोकाः भवन्ति